बह्व्यः समस्याः मया प्रवासकाले अनुभूताः सद्यः एकां घटनां वदामि इदानीं मथुराप्रवासकाले अर्थात् होलिपर्वणः आचरणं मथुरायाम् अत्यन्तम् उत्कृष्टतया क्रियते तत् प्रदेशं गन्तुं मम महती इच्छा आसीत् होलिपर्वणः काले तर्हि गृहात् प्रस्थितः हर्याणाप्रदेशीयः अहं हरियाणा मा हरियाणाप्रदेशे अपि अत्यन्तक्रूरतया होलिपर्वणः आचरणं क्रियते क्रूरतया इत्युक्ते गोमयादीनां प्रयोगः क्रियते अर्थात् अस्ति कश्चन विशेषः अस्माकं प्रदेशे अपि अतः ततः आगन्तुमेव महान् क्लेशः लोकवाहनं न प्राप्यते वाहनसमस्या महती जाता तथापि कथञ्चित् स्वात्मानं गोपयित्वा रक्षयित्वा वा अन्येभ्यः अहं कथञ्चित् देहलीप्रदेशं प्राप्तः ततः लोकवाहनम् आग्राप्रति आसीत् मम भाग्यवशात् तत्रापि प्राप्त प्रे प्रवेशः अहं तत्काले जनानां सागरः एव तस्मिन् पूरितः आसीत् यथा तथापि कथञ्चित् स्थानम् उपलभ्य तत्र स्थितः अनन्तरं तन्नगरं प्राप्तः नगरं प्राप्य पश्यामि चेत् वायुरेव विचित्ररूपेण दृश्यमानः अर्थात् पर्यावरणं फुल् सम्पूर्णतया वर्णयुक्तं जातमस्ति